भारतदेशे आहारपद्धतेः शाकाहारि भोजनं वर्तते सर्वत्र शाकाहारि भोजनम् एव प्रसिद्धम् अस्ति भिन्न भिन्न प्रदेशे भिन्न भिन्न भोजनम् प्रसिद्धम् अस्ति उदाहरणार्थम् अस्माकं तमिळ्नाडुमध्ये इड्ली दोशा बहु सम्यक् रोचते जनानां कृते सम्यक् ब स जनाः रोचन्ते इडली बहु प्रसिद्धानि खाद्यानि लोकप्रिय खाद्यम् इड्ली खादितुं जनाः बहु इच्छन्ति अल्पाहाररूपेण खादितुम् सर्वे इच्छन्ति किमर्थम् इत्युक्ते तत् किमपि हानिः न भवति खाद्यं मसालाविना मसालारहितः भवति अतः तत् खादितुं जनाः इच्छन्ति